हरि ओम् नमस्ते अहं ओला क्याब् बुक् कृतवान् अस्माकं विद्यापीठात् रेणिगुण्टां गन्तुं परन्तु बुक् कृत्वा एक घण्टा एक घण्टां यावत् समयं स्वीकृतवान् तथापि सः चालकः अत्र पिकप् स्थानं ना प्राप्तवान् एव तदर्थम् अहं गन्तव्यम् अस्ति शीघ्रम् अन्यत्र तदर्थम् अहं आर्डर् क्यान्सेल् कुर्वन् अस्मि धन्यवादः